बाल्यकाले एकवारम् अहं नदीस्नानार्थं गतवान् यदा अहं नद्यां स्नानं कुर्वन् आसं तदा मम मित्रमपि तत्र नदीमध्ये कूर्दनं कृतवान् वस्तुतः सः तरणं न जानाति स्म तस्मिन् समये नद्याम् अधिकं जलं नासीत् किन्तुः नद्याः यस्मिन् भागे सः कूर्दनं कृतवान् तत्र एकः गर्तः आसीत् तत्र जलम् अधिकम् आसीत् सः इदानीं पुनः बहिः आगन्तुम् असमर्थः सञ्जातः अहमपि अधिकं तरणं न जानामि स्म किन्तु यदा अहं त्वं निमग्नं जायमानं दृष्टवान् तदा अहं झटिति कूर्दनं कृत्वा तस्य समीपे गतवान् तम् आकर्ष्य बहिः आनेतुं प्रयत्नं कृतवान् किन्तु अहम् अनुभूतवान् यत् अहमपि तस्मिन् अक्षमः जायमानः अस्मि मम हृदये बहुभयं सञ्जातं किन्तु ईश्वरकृपया अहं कथञ्चित् बहिः आगतवान्